भो महाबलेश भवता नूतनतया यत् ऊरुकं कृतं तद्बहुसमीचीनम् अस्ति तत्र तत् संख्यां भवान् स्थापय यतः इतःपरं यदा यदा कदाचित् अहम् आगच्छामि तदा उपयोगाय भवति समीचीनम् धन्यवादः